अहं हरियाणाप्रदेशे निवसामि मम स्थाने क्षीरं सूपः सर्सोङ्कासाग् मक्के की रोटी अत्यन्तप्रसिद्धानि खाद्यानि वर्तन्ते तत्र विशेषेण खीर् इति खाद्यं हरियाणाप्रदेशस्य पारम्परिकमिष्ठान्नं वर्तते तानि सज्जीकर्तुं शुष्काञ्जूरः शुष्कीकृता द्राक्षा काजु दुग्धं घृतम् ओदनं शर्करा च उपयुज्यते एतेषां मिश्रणं कृत्वा खीर् इत्यस्य निर्माणं भवति यदि जनाः उत्तमभोजनं खादितुम् इच्छन्ति तर्हि अस्माकं प्रदेशे गृहेषु गृहेषु एव उत्तमं भोजनम् उपलभ्यते परं तथापि यदि केचन बहिः स्वीकर्तुम् इच्छन्ति बहिः खादितुम् इच्छन्ति तर्हि यथा पल्वल्नगरे धर्माढाबा इति नाम्नः एक रेश्टोरेण्ट् अस्ति तत्र गन्तुं शक्नुवन्ति इतोऽपि गुल्शन्ढाबा इति नाम्नः देहलीमथुरा रोड् इत्यत्र एकं रेश्टोरेण्ट् वर्तते तत्रापि गन्तुं शक्नुवन्ति